भारतस्य आहारपद्धतिः स्थलात् स्थलं भिन्नं वर्तते उत्तरकर्नाटकस्य जनानामाहारपद्धतिः भिन्ना नाम तत्र राजि जोल पुनः इत्यादयः बहुवारं तैः उपयुज्यते आहार आहारकाले अत्रा दक्षिणभारतप्रान्ते भिन्नाः विद्यन्ते विशेष स दक्षिणभारते उडुपी दक्षिणकन्नडा इत्यादिषु मण्डलेषु तत्र तण्डुलस्य तण्डुलानाम् उपयोगः बहुवसरं क्रियते पुनः अत्र अत्रैव एतद् इदानीं उत्तरकर्न् कन् कन् उत्तरकन्नड इति एकं मण्डलं वर्तते तत्र गुड नीरे नीरेण मिश्रितं गुडं तैः उपयुज्य उपयुज्यते पुनः तत्र तण्डुलेषु अपि बहु भिन्ना भिन्नाः भिन्नाः तण्डुलाः विद्यन्ते नाम तत्र शिरसिसमीपे केम्पक्कि इति तैः तैः उपयुज्यते एवम् उत्तरभारते गोधूमनिर्मिता निर्मितानि खाद्यानि आहारेषु उपयुज्यन्ते इति वक्तुमिच्छामि